कृषिजन्यपदार्थानां विषये नाम यत्र कृषिकर्म क्रियते तत्र तेषां पदार्थानां उपयोगः अधिकः न भवति यत्र नगरेषु समीपनगरेषु वां दूरस्थमहानगरेषु वा तेषां पदार्थानां उपयोगः अधिकः भवति किन्तु ये तत्र कृषिकर्म कृत्वा पदार्थानाम् उत्पादं कृतवन्तः ते बहुदूरम् आनीय तेषां वस्तूनां धान्यानां वा शाकानां वा विक्रयणं कर्तुं कष्टमनुभवन्ति यतः गमनागमनं न्यूनातिन्यूनं एकशतं वा द्विशतं वा किलोमीटर् दूरं भवति तर्हि अतः मध्य मध्यवर्तिनां अधिकं तत्र कार्यं भवति तर्हि मध्यवर्तिनः किं कुर्वन्ति अत्र कर्षकाणां कृते अधिकं धनं न यच्छन्ति अत्र ये नगरे जनाः सन्ति तेषां कृते तु अधिकमूल्येन त तेषां वस्तूनां विक्रयणं कुर्वन्ति एतेन अत्र कर्षकः अपि कर्षकस्यापि लाभः नास्ति उपभोक्तुः अपि लाभः नास्ति मध्यवर्तिनां लाभः अस्ति अत्र विविधं वयं कर्तुं शक्यते इति मम चिन्तनम् अस्ति नगराणि बहु विस्तीर्णानि न भवेयुः लघुलघुनगराणि भवेयुः समीपग्रामात् जनाः प्रतिदिनं गवाधारितवस्तूनां भूम्यां यद् उत्पन्नम् अस्ति धान्यानि अथवा शाकानि फलानि इत्यादीनां प्रतिदिनं प्रातः वा मध्याह्ने वा सायं वा आगत्य नगरे विक्रीय पुनः रात्रिपर्यन्तं स्वग्रामं गच्छेयुः तादृशी व्यवस्था भवेत् तदर्थं सर्वकारपक्षतः अपि प्रयत्नः भवेत् जनानां पक्षतः अपि प्रयत्नः भवेत् इति मम अभिप्रायः